हरिः ओम् अस्तु रेण्ट् अपि अस्ति लीज़् अपि अस्ति भवती किं स्वीकर्तुम् इच्छति आं सर्वेऽपि अपि उपलब्धमस्ति आं सहायक्षेत्रे अस्माकं रेण्ट् अस्ति आम् न न आम् व्यवस्था सम्यक् अस्ति आं रूम् मध्ये द्वौ प्रकोष्ठौ एकः शौचालयः भोजनालयः पूजाप्रकोष्ठाः च पुनः अपि मध्ये एका पाकशाला अस्ति

थर्ड् फ़्लोर् मध्ये अस्ति एकं च फ़िफ़्थ् फ़्लोर् गौण्ड् फ़्लोर् मध्ये अस्ति आम् अस्ति तर्हि अहं भवत्याः नाम्ना रूम् बुक् कृत्वा ददामि भवती कृपया एड्वान्स् मम अकौण्ट् मध्ये प्रेषयतु अनन्तरं भवती भवत्याः डाकुमेण्ट् यत् अस्ति तत् मम कृते प्रेषयतु आधार् कार्ड् ज़ेरोक्स् एकं फ़ोटो पेन् कार्ड् तदनन्तरं तव नाम फ़ोन् नम्बर् वाट्सेप् नम्बर् प्रेषयतु

श्वः स्थापयतु